मम प्रदेशः मध्यप्रदेशः मध्यप्रदेशे प्रायेण हिन्दीभाषा प्रचलति हिन्दीभाषायाः अनेकाः उपभाषाः अपि सन्ति उद्योगार्थं जनाः अन्यभाषाः पठन्ति किन्तु तत्र प्रायेण आङ्ग्लभाषायाः प्रभुत्वम् अस्ति युवानः मातृभाषया भाषयितुम् आधिक्येन प्रवर्तन्ते एव यतोहि हिन्दीप्रदेशेषु हिन्दीभाषायाः प्रभुत्वम् अस्ति व्यवसायी क्षे क्षेत्रेषु व्यापारक्षेत्रेषु जनाः आधिक्येन हिन्दीभाषायामेव प्रयुज्यते तत्र नास्ति मत द् वैविध्यं ये केचन् जनाः इतर प्रदेशेभ्यः पठित्वा आगच्छन्ति तेषाम् इतर भाषा प्रयोगः भवति प्रायः अस्ति किन्तु अस्माकं क्षेत्रे महताप्रमाणेन तत्रत्य मातृभाषा नाम हिन्दी प्रवर्तते इति